भवान् तत्र

उक्तवान् अधुना समयः तु नास्ति भोः तत्र बहु कार्यम् अस्ति अत्रतया मम अन्येषां तु स्कूल् छात्राणां तु यूनिफार्म् इत्यादिकं तु कार्यमस्ति दिनत्रये न भवति जून्मासानन्तरमेव भवति नाम अधुना तु बहु वर्ष कार्यम् अस्ति स्कूल् कालेज् इत्यादिकं जून्मासे उद्धाटनं भवति अत्र विद्यमानाछात्राणां यूनिफार्म् इत्यादिकं भवति पुनः विवाहद्वयस्य एकम् अस्ति कार्यम् एतत्सर्वं करणीयम् किमपि किम् करणीयम् अस्तु बहु समयं लगति बहु अहम् एकाकी एव अस्मि अन्ये कोऽपि नास्ति अत्र यदा कट् कृत् नाम तत् जून्मास अनन्तरमेव भवति अत्र तु मे मासस्य नवदिनाङ्कः जातः जून्मासस्य दशमदिनानि अनन्तरम् एव भवति तदा भवति चेत् चिन्ता नास्ति चेत् तस्मिन् समये कुर्मः भवतः अर्जेन्ट चेत् अन्यत्र कुत्रापि चेत् भवान्

एतत् तत् सम्पूर्णं करणीयं खलु नूतनम् आ भवति द्वादश शतं किमपि भवति

अस्तु अधुना तु कट् करणीयम् सूट् अनन्तरं तस्य एतद्

किम् भोः दूरवाणी नास्ति भो भवान् नूतन क्लोथ् स्वीकृत्य आगच्छति तत् सर्वं भवतां सैस् इत्यादिकं तत् कुत्र एकत्र संरक्ष्य नूतन करणीयं खलु सैस् इत्यादिकं चेत् पश्यामः आम् नूतनस्य सृष्टि करणीयम् किम् किम् भोः रेयमण्ड कुर्मः रेयमण्ड कुर्मः सम्यक् भवति भवति क्वालिटि अस्ति परन्तु तथा सूट् कृते तथा सम्यक् न भवति

तत्र तन्तु अस्ति खलु तत् सम्यक् रेमण्ड भवति तदपेक्षया जून्मासस्य दशमदिनानन्तरं पश्यामः तदा भवतां त्वरा अस्ति चेत् अन्यत्र कुत्रापि भवान् द्रष्टव्यं भवति तावदेव